तन्त्रज्ञानस्य उपयोगेन अस्मान् परितः जनैः सह साक्षात् संवादः न्यूनः जातः जनाः सर्वदा चलदूरवाणीं पश्यन्तः भवन्ति अतः ये जनाः समीपे भवन्ति तैः सह अपि वाट्साप् सन्देशम् प्रेषयित्वा वा दूरवाणीं कृत्वा वा संवादः करणीयः भवति सामाजिकमाध्यमेन जनानां समीपं गन्तुं साहाय्यं जातम् इति अहं न मन्ये ये सामाजिकस्तरे कार्याणि कुर्वन्ति तेभ्यः निश्चयेन साहाय्यं जातं परन्तु वैयक्तिकसम्बन्धानां विषये तु तथा न टीनेज् बालाः यदा सामाजिकमाध्यमानाम् उपयोगं कुर्वन्ति तदा ते तत्र किं पश्यन्ति कैः सह सम्भाषणम् कुर्वन्ति इति न ज्ञायते एव तत्र आवश्यकाः विषयाः अपि भवन्ति केचनविषयाः लघुवयसि तेषां मनसु नकारात्मकभावनाः उत्पादयन्ति येन कारणेन तेषां विद्याभ्यासः परिवारसम्बन्धाः सर्वं दुर्गुण मार्गे गच्छन्ति मुख्य नकारात्मक परिणामः जनानां सत्यासत्यविषयेषु व्यावहारिक अव्यवहारिक विषयेषु विवेचनम् इत्युक्ते रियल् अण्रियल् प्राक्टिकल् इम्प्राक्टिकल् इति विवेचनहानिः जायमाना अस्ति